मम प्रिया क्रीडा क्रिकेट् अस्ति क्रिकेट् सम्यक् भवति क्रिकेट्मध्ये तत्र खेलनमपि सम्यक् भवति तत्र एकादश क्रीडाकाराः एकत्रिकृत्य टीम् इति स्थापयित्वा क्रीडन्ति तत् टीम् स्पिरिट् इति भवति किल तत् आगच्छति टीम् स्पिरिट् अनन्तरम् अनन्तरं टीम्मध्ये तत्र क्रिकेट्मध्ये बोलिङ्ग् ब्याटिङ्ग् इत्यादि भवति तद् सम्यक् भवति अहं द्रष्टुमपि इच्छामि क्रिकेट् द्रष्टुमपि बहु इच्छामि तत्र दर्शने क्रीडने च अहं बहु सन्तोषम् अनुभवामि सम्यक् अहं मम इष्टक्रीडा क्रिकेट् एव भवति तत्र क्रिकेट्